मम क्षेत्रं तावत् कन्यान इति दक्षिणकन्नडमण्डले वर्तते तत्र पार्श्वे एव वोडियूरू इति क्षेत्रं वर्तते तत्र क्षेत्रे श्री श्री श्री गुरुदेवदत्तस्वामीनः वर्तन्ते ते तावत् अत्यन्तं सामाजिककार्यं कुर्वन्ति अपि च जनेभ्य तदा तदा उत्तम अंशान् बोधयन्ति एवमेव ते वोडियूरु क्षेत्रे शालाम् एकां चालयन्ति तत्र अनेके छात्रा अध्ययनं कुर्वन्ति संस्कारयुतं शिक्षणं प्राप्नुवन्ति तत्र छात्रा ये पठन्ति ते समाजे सर्वदापि उत्तमा व्यक्तय एव भवन्ति तान् दृष्टवा मया अनेके विषया पठिता समाजस्य सेवा कर्तव्या इत्यपि मया पठितम् तस्मात् कारणात् एव उत्सुकेभ्य विट्टक्षेत्रे वासरे एकदिनं भगवद्गीतां अध्यापयामि आन्लैन् द्वारा वासरे दिनत्रयं भगवद्गीताम् पाठयामि